शृङ्गेरी प्रदेशः पर्याटनस्थानं वर्तते तत्र बहु सम्यक् शारदा देवी इति मन्दिरम् अस्ति अनन्तरं पार्श्वे एव सुरेश्वराचार्यस्य मूर्तिः अपि अस्ति अनन्तरम् ईश्वरस्यापि अनन्तरं बेट्टद मन् बेट्टददेवस्थान अपि अस्ति अत्र शृङ्गेरिमध्ये बहु सम्यक् वातावरणं प अम् अपि अस्ति तद् पर्यटकम् अत्यन् अत्यन्तम् अभावः सुन्दरं बहु अस्ति अत्रैव शृङ्गेरिक्षेत्रमपि बहु बहु सम्यक् अस् अस्ति क्षेत्रस्य पुण्यमपि भवति तत्र शृङ्गेरी शारदा शारदाम्बा देवी इति प्रसिद्दः अस्ति जगद्गुरू श्री शङ्कराचार्यस्य मूर्तिः अत्र शारदा देवी तेषां कृतं अत्र शार्दादेवी बहु बहु स् सुन्दरम् अनन्तरं विषयः विषयस्य अपि बहु सम्यक् अस्ति शा शारदा शारदाम्भोजवदना वदनाम्भुजे सर्वदा सर्वदास्माकं सन्निधिः सन्निधिं क्रियात् इति